नमोनमः अहं यहाविः वदन्ती अस्मि अहम् अष्टवादने भवत् भवताम् एजन्सितः एजन्सितः एकं का एकं कार्यम् एकं कारयानं बुक् कृतवती तत् इतोपि न आगतं तस्य आगमनम् आगमनसमयः सार्ध अष्टवादनम् आसीत् परन्तु इदानीं पादोन नववादनं जातं तथापि इतोपि तद् कारयानं नागतं पुनः कारयानस्य ड्रैवर् अपि दूरवाणीं न स्वीकरोति एवं स्थितिः भवति चेद् अहं कथं ममः नियोजिते स्थाने नियोजितं स्थानं गच्छामि अतः एतद् विषये किञ्चिद् अवलोकनं करोतु